मम प्रदेशे नैसर्गिकदुर्घटना एका अभवत् यथा भोपाल् त्रास्डी भवान् जानन्ति वा ना जानन्ति इति अहं स्ना जानामि परन्तु प्रायः नैण्टी थट्टी नैण्टी एट्टि थ्री मध्ये एका एका दुर्घटना अभवत् ते तस्यां दुर्घटनायां बहवः जनाः मृताः सन्ति तैः मृतानन्तरं किम् अभवत् किम् अभवत् किं न अभवत् इति केनापि ना ग्या ज्ञातवान् अनन्तरं बि जे पी जनाः तत्र गत्वा बि जे पि इत्युक्ते भारतीयजनता पार्टि खलु भारतीयजनता पार्ठि अनन्तरं गत्वा सम्यक् रूपेण किं जानाति किं जानन्ति दुर्घटना मध्ये के के मृताः के न मृताः इति सर्वं विचिन्त्य अनन्तरं तेषां कृते किमपि धनं दातव्यं वा न दातव्यम् इति सर्वं विचिन्त्य यः बो भोपाल् त्रास्दी मध्ये ये मृताः सन्ति तेषां कृते किं किमपि किमपि धनं दत्तवान् अनन्तरं यः कम्पनी आसीत् सा कम्पनी अमेरिकतः अमेरिकतः आगतवान् अमेरिकाम् अमेरिकातः यः अस्ति सा एव कम्पनी इदानीं निर्गतः इत्युक्ते इतः इतः गतवान् अनन्तरं तस्य यः मालिक् आसीत् सः इदानीं मृतः इति उक्त्वा अहम् अत्रैव विरमामि